म् मम मित्रस्य अनिलचन्द्रस्य पुस्तकमस्ति तत् बहु अतीव बोरिङ्ग् इति इति अस्ति खलु तदस्ति तस्य बैण्डिङ्ग् अपि सम्यग् नास्ति तत् मया स्वीकृतम् एकं बहुस्थूलमस्ति पुनः तस्य हार्ड् बैण्डिङ्ग् अपि अस्ति तदपि बहु कष्टकरम् एकम् अहं सम्पूर्णम् उद्घाटयामि चेत् पुनः तस्य इतस्ततः तद् भवति तत् सम्यग् नास्ति पुनः तस्य लेटर् अपि न वर्णमाला अपि बहुसूक्ष्मा अस्ति रात्रौ अहं पठामि तत् मम नेत्रात् अश्रूणि पतन्ति अतः तत्तु बहुकष्टकरम् अस्ति ओ हो मह्यं न रोचते पुनः तत्र वर्णाः अपि एवमेव स्थापितानि सन्ति क्वापि न पीतमस्ति न हरितमस्ति न रक्तमस्ति केवलं कृष्ण कृष्ण कृष्णवर्णं सर्वत्र दृश्यते अतः तत् अट्रेक्टीव् अपि नास्ति तत् प्रभावः तत् प्रभावको न भवति एवमेव तत् पुस्तकं बहुन्यूनस्थले प्राप्यते अहमिच्छामि अस्य गृहं गत्वा ते अहं क्रीणामीति तद् तदपि नास्ति वदति पञ्चदिनेषु आगमिष्यति पुनः तत्रापि आ आगच्छति चेत् मध्ये एकं पृष्ठं सम् नष्टमस्ति तत्र अर्धं नष्टमस्ति अतः एतत्तु भवन्तः मा क्रीणन्तु अहं ब्र् अहं ब्रवीमि भवन्तः स्वयमेव गत्वा क्वापि असम्यक् पब्लिकेशन्स् अस्ति तत्र भवन्तः स्वीकुर्वन्तु अतः मह्यं तु नैव रोचते